मम चित्रकलाविषये तावत् नैपुण्यं न वर्तते तथापि यदा यदा समयः उपलभ्यते तदा तदा चित्रीकरणं क्रियते

मया कुत्रचित् गुरुकुलेषु गत्वा शालायां गत्वा चित्रकला पठितम् इति तु नास्ति परन्तु यदा कोरोना कालः आसीत् तत्काले गृहे एव भवामि स्म अतः तत् काले उपविश्य किमपि कार्यमेव न भवति सर्वदा उपवेशनं गृहे कुत्रचित् गन्तुमपि न शक्यते स्म तत्कारणतः दूरवाणी द्वारा यूटूब् मध्ये यत् किमपि किमपि विड्यो दृष्ट्वा स्क्रेच् इत्यादिकं क्रियते स्म मया तद्वारा इदानीं सद्यः अधीतमस्ति इदानिं सामान्यतः चित्रादिकं लिखितुम् आगच्छति क्राफ़्ट् इत्यादिकं लिखितुं शक्नोमि परन्तु इदं सर्वम् अन्तर्जालद्वारा एव अधीतमस्ति न तु कुत्रचित् शालायां वा अथवा कोऽपि अध्यापकः इत्यादिकं नास्ति सर्वम् अन्तर्जालद्वारा एव अधीतमस्ति तत्र मया प्रथमं नेत्रस्य नेत्रं कथं निर्मातव्यं नासिका कथं निर्मातव्यं ओष्ठस्य निर्माणं कथं इत्यादिकं निर्माणं पठितम् अनन्तरं निधानेन चित्रस्य निर्माणं पठितं अत्र आधिक्येन मया क्राफ़्ट् निर्माणे एव अधिकेन समयः दत्तः तत्र इदानीं सम्यक् जातमस्ति यथा शीघ्रं लिखितुं शक्नोमि क्राफ़् चित्रादिकमपि लिखितुं क्लेशो नास्ति लिखामि परन्तु तावत् शीघ्रता सम्पादितुं न शक्यते अत्र परन्तु लिखितुं शक्नोमि किञ्च कश्चनकालः अपेक्षितः लिखितुं न शक्नोमि मया चित्रलेखनकाले कुत्र क्लेशः अनुभूयते इत्युक्ते नेत्रस्य निर्माणं ओष्ठस्य निर्माणम् उभयत्रापि बहु क्लेशा अनुभूयते स्म इदानीमपि किञ्चित् किञ्चित् अनुभूयते एव तदेव परन्तु प्राग् यथा क्लेशः आसीत् निर्माणमेव कर्तुं न शक्यते स्म ओष्ठस्य नेत्रयोः इदानीं तु सा क्लेशा नास्ति सा क्लेशा दूरीकृता अन्तर्जालद्वारा पठित्वा इदानीं समान्यतया चित्रादिकं लिखितुं शक्नोमि तथा क्लेशः न वर्तते मम बहु चित्रकलाविषये बहु मनः वर्तते पठनीयमिति बहु बृहत् बृहच्चित्रं लेखनीयं थ्रि डि चित्राणि इत्यादिकं चित्राणि लेखनीयानि इति मम मनसि मम बाल्यकालादेव वर्तते परन्तु तथा समयः नैवोपि न प्राप्तः मया तद्विषये तावत् चिन्तनमपि न कृतम् यतोहि कालान्तरेण सर्वत्र अध्ययनार्थं गताः तत्कारणात् न पठित्वा इदानीं तु गुरुकुले अध्ययनक्रियमानमस्ति इति कृत्वा तथा किमपि न क्रियते परन्तु यदा यदा समयः समयः लभ्यते तदा तदा चित्रं लिखामि क्राफ़्ट् निर्माणं करोमि यतोहि मम इष्टः विषयः अयं यद्यपि काला कालाभावेन नाधीत्वा न पठित्वा परन्तु मम विषयाः तु बहु इष्टः एव ततः तस्य अध्ययनं कदाचित् करोमि इत्येवं मम कलाविषये नैपुण्यं तावदधिकं नास्ति अल्पमेव वर्तते परन्तु वर्तते